वस्तुतः सर्वासां वृत्तीनाम् अपेक्षया अध्यापनावृत्तौ सङ्घर्षः न भवति इति अहं भावयामि यतः यावत् यावज्जीवमधीते विप्रः इति वत् यत् वयम् अध्ययनं कूर्मः तद् साक्षात् छात्राणां पुरतः वयं पाठयामः तत्र अधिकारिणः अन्येषाम् अत्र सङ्घर्षणं जनयितुं अत्र तत्र अवकाशः नास्ति तथापि यदि मत्तः यत्कोपि मत्कृते एवं वृत्तिसम्बद्धविषयेषु प्राशासनिकविषयेषु यदि सङ्घर्षं जनयन्ति मत्पक्षतः प्रायः अहं सर्वैस्सह सम्यक् भवितुम् एव अहं प्रयत्नं करोमि सर्वैस्सह अहं सम्यक् वार्तालापं करोमि ये ज्येष्ठाः भवन्ति तान् अहं तेषां कृते किञ्चित् रेस्पेक्ट ददामि एवम् ये कनिष्ठाः भवन्ति तैस्सह अपि अहं स्नेहवत् व्यवहारः एव आचरामि तेन कारणेन एतावत्पर्यन्तं मम विभागे भवतु मम विश्वला विश्वविद्यालये भवतु एतादृशसङ्घर्षसम्बद्धघटनाः मम जीवने न जाताः यतः वाग्भूषणं भूषणम् इति उच्यते यदि अस्माकं वाक्कौशलं सम्यक् भवति तर्हि कुत्रापि एतादृश एतादृशी समस्या नागच्छति यदि अकस्मात् यदि एतादृशी समस्या यदि आपतति मम पुरतः तर्हि तस्याः समस्यायाः निवारणार्थम् अहं सर्वैस्सह सम्यक् भवितुम् अहं प्रयत्नं करोमि एतदेव मम अस्ति